नमस्ते आर्ये आगच्छतु उपविशतु कथं साहाय्यं करोमि आम् अवश्यं साहाय्यं करोमि कृषिक्षेत्रे अनेक अनेक अनेका यन्त्राणां उपयोगः भवति भवती क्षेत्रे किं वर्धयति भूमौ किमपि वर्धनात् प्राक् हलेन उत् व्यवस्थापनीय भवति वर्धनार्थं कल्टीवेटर् कीटानाम् कीट् कीटानां नाशनार्थं स्प्रेयर् ट्रक्टर् अटैच्मेण्ट्स् भवति हारवेस्टर् उपयोक्तं शक्यते उभयतः अपि शक्यते अत्र मम कश्चन विचारः अस्ति स्वयं स्वीकरणस्य अपेक्षया भाटकार्थं स्वीक्रियेत् स्वीक्रियते चेत् उत्तमं भवति नित्यं यन्त्राणि न उपयुज्यन्ते नष्टानि भवन्ति अतः भाटकार्थं स्वीकर् स्वी्कुर्वन्तु एकं दिनं प्रति सहस्ररूप्यकाणि भवन्ति आरक्षणं क्रियते चेत् बहुूत्तमम् अस्तु धन्यवादाः राम् राम्